मया सिद्धान्तज्योतिषविषये फलितज्योतिषविषये वास्तुशास्त्रविषये च कतिचन शोधपत्राणि लिखितानि सन्ति एवञ्च भारतीयखगोलशास्त्रे ज्याविमर्शः इति एकं पुस्तकं लिखितमस्ति एवञ्च नार्मदटीकाकरणकुतुहलमिति मातृकायाः सम्पादनोऽपि कृतमस्ति तेषु सर्वेषु अपि कार्येषु भारतीयखगोलशास्त्रे ज्याविमर्शः इति पुस्तकं तत्र श्रेष्ठं कार्यमिति अहम् चिन्तयामि किमर्थम् इत्युक्ते एतस्याः पुस् एतस्य ग्रन्थस्य सम्पादनार्थं मया वर्षद्वयं पर्यन्तं प्रयासः कृतः बहूनां कन्नडग्रन्थानां संस्कृतग्रन्थानाम् आङ्ग्लग्रन्थानां हिन्दीग्रन्थानाञ्च अध्ययनं कृतम् पुनश्च टङ्कनकार्यादिकमपि सम्पादितम् पुनश्च टङ्कनकार्येषु ये दोषाः सन्ति तेषां नीवा निवारणार्थमपि बहुवारं पुनः पुनः पठितम् पुनश्च तत्र चित्रादिमाध्यमेन अपि यथा सिद्धान्तज्योतिषशास्त्रे ज्यायाः उपयोगः भवति भारतीयखगोलशास्त्रे कथं ज्यायाः उपयोगः भवति ज्यायाः प्रयोजनं किमस्ति ग्रहगणिते ग्रहस्फुटीकरणे ग्रहणगणिते एवञ्च पातगणिते पुनश्च ग्रहोदयास्तगणिते शुम्भोर्नति गणिते पुनश्च गोलवासनायाञ्च ज्यायाः उपयोगः कुत्र कुत्र भवति खगोलीयगणितेषु ज्यायाः प्रयोजनं किमस्ति इत्यादिविषये तु यथा छात्राणां कृते अवगम अवगमनं भवति तथा सरलरूपेण लिखितमस्ति इ अयं ग्रन्थः कतिपयदिनेभ्यः पूर्वमेव नवदेहलीस्थ चौखम्भा ओरियन्टालिया इति संस्थया प्रकाशितमस्ति अतः एतत् कार्यम् अत्यन्तं श्रेष्ठं कार्यमिति अहं चिन्तयामि अत्र संस्क् सरलसंस्कृतभाषायां छात्राणां कृते यथा अवगमनं भवति तथा लिखितमस्ति अतः ये छात्राः सिद्धान्तज्योतिषं प्रविशन्ति तेषां कृते ज्यायाः उपयोगः यथा सरलरूपेण भवति तथा प्रतिपाद् प्रतिपादितमस्ति एतदेव अत्र गर्वस्थानं भवति